अहं उडुपीनगरे वसामि अत्र विद्युत्व्यवस्था तु अस्ति एव प्रतिनित्यं वयं विद्युत् उपकरणेन सह एव जीवामः विद्युत् अत्यावश्यकमस्ति पठनसमये वा कार्यसमये वा सर्वदा विद्युत् अपेक्षते एव अस्माकं गृहे कार्यालये सर्वत्र विद्युत् उप उपयोगः भविष्यति अनन्तरं शैत्ययन्त्रं वस्त्रप्रक्षालनार्थं दूरवाणी दूरदर्शनार्थं सर्वत्र विद्युत् अपेक्षते एव अतः सर्वदा विद्युत् उपकरणेन सह एव वयं जीवामः यदा विद्युत् गच्छति तदा बहु क्लेशः भवति दूरवाणी वयं तस्य रिचार्ज् कर्तुं अपि न शक्नुमः तथा अन्य जलव्यवस्था अस्तव्यस्ता भवति अनन्तरं दूरदर्शनं द्रष्टुमपि न शक्नुमः अनन्तरं कार्यालये अन्धकारः भवति उडुपी प्रदेशे तु घर्मः अतीव वर्तते अतः व्यजनस्य उपयोगमपि वयं कर्तुं न शक्नुमः अतः यदा विद्युत् गच्छति तदा बहु क्लेशं अनुभवामः विद्युत् अत्र अनिवार्यम् अत्यावश्यकम् अस्ति एव यदा कदापि विद्युत् गच्छति तदा कार्यालये भवामः चेत् तत्र किञ्चित् इन्वर्टर्व्यवस्था भवति कुत्रचित् जनरेटर् व्यवस्था अपि भवति परन्तु यदा अन्यत्र गृहे सर्वं जनरेटर् व्यवस्था न भवति तदा विद्युत् गच्छति चेत् बहु क्लेशाय भवति तथा दीपार्थं वयम् अन्य मोबैल् दूरवाणीद्वार एव वयं दीपं ज्वालनीयं भवति तद् एकघण्टापर्यन्तं न आगच्छति एतादृशसमस्या एतस्य विद्युत् विषये भवति यदा अस्माकं मित्राणि कार्याणि कुर्वन्ति तेषां कार्यालये अनन्तरं अत्र अन्यत्र अन्यत्र तेषां कार्यस्थानेषु अपि बहु क्लेशं अनुभवन्ति कर्मकराः एवमेव उपविशन्ति तेषां कार्यं व्यर्थं भवति यन्त्राणि न चलन्ति तादृशसन्दर्भेषु विद्युत् समस्या बहु खेदं जनयति